मम प्रदेशे संवर्धमानेषु पदार्थेषु नारिकेलफलम् आम्रफलं पूगफलं कदलीफलम् इत्यादयः सन्ति आर्तिकव्यवस्थे नारिकेलफलेषु तैलं निष्कास्य तस्य वितरणं कुर्वन्ति नारिकेलस्य जलं तस्य पयोहिमम् अपि विक्रयणं कुर्वन्ति पूगफलस्य बहूनि स्वास्थ्य उपकाराणि सन्ति अत्र लभ्यमानेषु धान्येषु तण्डुलं गोधूमं बहु प्रसिद्धमस्ति धान्यस्य संग्रहणं स्वच्छीकरणम् आर्द्रकरणम् परीक्षणं तस्य भारस्य मापनं कृत्वा स्यूते संगृह्य विपणि विक्रयणं कुर्वन्ति एतानि धान्यानि इत्युक्ते तण्डुलं वृष्टिकाले संवर्धते आम्रफलम् इत्यादि ग्रीष्मकाले बहु प्रसिद्धमस्ति गोधूमधान्यं शैत्यकाले बहु वर्धते